पश्चिमवङ्गस्य उत्तरचतुर्विंशति पर्गना मण्डले कोलिकता समिपे दम्दम् इत्यत्र स्थितं नागजोगिनः प्रसिद्धः तीर्थकेन्द्रम् अस्ति गोरखनाथस्य भक्तः विभिन्नशाखानां नाथयोगिनः गजान् शिवरात्रैः विशेष उत्सवेषु अत्र एकत्रिताः भवन्ति अत्र माघीपूर्णिमायां महति मेला आयोज्यते बालसंस्कृतिः दक्षिणप्रदेशे दक्षिण एशिया प्रदेशस्य बङ्ग्य जनाः धारयन्ति अत्र बङ्गभाषा एकं मात्रं राष्ट्रिय राज्यभाषा च अस्ति तथा च भारतीय उपमहाद्वीपे भारतीयपश्चिमस्य वङ्ग्यप्रदेशस्य शक्या परम्पराः विशिष्टा संस्कृतिः च अस्ति तस्मिन् समये वङ्ग्य प्रदेशः उपमहाद्वीपस्य राजनैतिक संस्कृतिराजधानी आसीत् एकस्मिन् वर्षे दुर्गापूजा कालीपूजा मनुष्यपूजा चरकपूजाः इत्यादिनि बहवः उत्सवाः आचर्यन्ते